अहं केन्द्रीयसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरे शास्त्रि द्वितीयवर्षकक्ष्यायां पठामि मया ज्योतिषशास्त्रं व्याकरणशास्त्रं साहित्यशास्त्रं च अध्ययनं क्रियते एतेषु मध्ये ज्योतिषशास्त्रं मम इष्टतमं वर्तते एतदध्ययनस्य अनन्तरम् अहं ज्योतिर्विज्ञानस्यविषये पाश्चात्यानाम् अन्येषां च मतानि शोधरूपेण अध्येतुम् इच्छामि